विश्वविद्यालयेषु भारतीयकलानामध्ययनं यत् प्रचलति तत्तु सम्यक् नास्ति इति अहं भावयामि इति अहं मन्ये अत्र केवलम् अङ्कान् अङ्कान् मनसि निधाय शिष्यः अध्ययनं करोति पाठ्यक्रमाः अपि सम्यक् रूपेण सम्पूर्णाः न भवन्ति यतः एकं द्वे वर्षे वर्षाणाम् एतत् कला कलायाः अध्ययनं सम्पूर्णम् अवगन्तुम् अपि न शक्नुमः अतः एकं द्वे वर्षे भारतीयकलायाः अध्ययनं यत् प्रचलति तत् तु न सम्यक् अस्ति इति अहं मन्ये क्रमः साधु वा न साधु वा इति उपेक्ष्य क्रमः तु एकम् उदाहरणे यदि वयं सः सङ्गीतशिक्षणं पश्यति चेत् सङ्गीतशिक्षणे बहवः अंशाः सन्ति एतषाम् एतेषाम् अंशानां सम्पूर्णरूपेण अध्ययनं कर्तुं एकं द्वौ वर्षौ तु सम्यक् न सन्ति